हरिः ओम् आमां वदतु आम् एवं वदतु एवं भवतः ट्रेस् समस्या अध्ययनविषये एव वर्तते वा किमपि गृहाज्जातम् अतः वर्तते वा अतः फ्रेण्ड् सर्क् तेन किमपि कृतं तथा वर्तते रिलिडिट् कस्य समयः कस्य वर्तते इद् एकवारं वदति वा एवं तेन कारणेन अध्ययने गतिः मन्दा इति भाति प्रायः एवं तस्य कृते मम समीपे अस्ति सम्यगुपायः वर्तते एकम् भवान् तु एकं कार्यं करोतु पश्यतु यदि फ्रेण्ड् सर्कल्मध्ये कापि समस्या आगच्छति तस्य उ उपायः स्वयमेव कर्तुं दूरीकर्तुं शक्यते यथा भवान् प्रतिदिनं प्रातःकाले उत्थाय किञ्चित् निसर्गे वातावरणे रममाणं भवतु अनन्तरं यदा मैण्ड् फ़्रेश् भवति खलु तदा किञ्चित् किञ्चित् यत् भवत्याः कृते रोचते गेम्स् वा भवतु क्रीडा वा भवतु अथवा पुस्तकानि वा भवतु किमपि पुस्तकमेवं नास्ति वा इदमेव शास्त्रस्य एव पठनीयं कथापि भवितुमर्हति कादम्बरी कविता कापि भवितुमर्हति तत् पठतु अनन्तरम् शनैः शनैः शास्त्रस्य पुस्तकानि वर्तन्ते खलु तत् पठतु अनन्तरं यद् भवतः कुते यः अध्यापकः रोचते त यः भवान् यस्य समीपे गत्वा प्रष्टुं शक्यते आचार्य इदमिदं तर्हि तस्य समीपे गत्वा प्रति पर्यायं पृच्छतु आचार्य इदं समस्या वर्तते अस्य कृते किमपि नावगतं तर्हि किं कर्तव्यं किं न कर्तव्यम् इति प्रतिपर्यायम् आचार्यस्य समीपे गत्वा पृच्छतु नाम केन किं भवति नावज्ञायते वा पासिटिव् भवान् यत् लूस् फ़ील् करोति खलु स्वस्य कृते तेन पासिटिव् एनर्जि जार् यदि भवान् प्रति पर्या शिक्षकस्य समीपे गच्छति भवतः यत्किमपि डौट्स् वर्तते समस्या कापि सा भवान् दूरीकरोति खलु तर्हि तद् भवतः कृते एव लाभाय एवञ्च किञ्चिद् भवतः कृते यद् सम्यक् भाति गुड् हेबिट्स् इति उच्यते तद् एड् करोतु भवतः रोटीन्मध्ये ईसी कर्तुं शक्यते इतोपि का समस्या

कोलाहलः भाण्डणं वा अनुजेन सह न पटति वा वा जनकः सह सम्यक् वार्ता न भवति प्रति पर्याये एवं किमपि अस्ति वा तटस्य विषये समस्या अस्ति अच्छा गृहजनाः एवं बर्डन् स्थापयति वा वा भवान् पठतु सम्यक् कार्यं करोति किमपि अस्ति वा एवम् एवं तर्हि तस्य उपकर कृते अपि एकं कर्तुं शक्यते भवान् यथाशक्तिं तस्य कृते सम्यग् ज्ञापयतु किम् अहम् एवं करोत् कुर्वनस्मि इति विश्वासं ददातु सर्वं सम्यक् भवति अस्तु हा मिलामः अस्तु स्वास्थ्यं रक्ष